अहं कोयमत्तूर् नगरवासिनःअहम् वोडाफ़ोन् अनन्तरं जियो सिम् उपयोगं कुर्वन् अस्मि कोवै महानगरे वोडोफ़ोन् ब सम्यक् कार्यं करोति नेट् अपि बहु सुलभं भवति परन्तु यदा वयम् बहिः अटवीमध्ये म फ़ारेस्ट्मध्ये वा नो चेत् हिल्स् एरियामध्ये गच्छन् चेत् तत्र सिग्नल् न उपलभ्यते तत्र जियो वा इद् वा स सम्यक् कार्यं करोति अतः सर्वजनाः सामान्यतः द्विविधं म सिम् उपयोगं कुर्वन्तस्सन्ति अत्र तु मु वोडोफ़ोन् सम्यक् नकरे सम्यक् ला प् लाभाय वेहं नेट् अपि बहु वेगेन कार्यं चलति